आधुनिकजगति संस्कृतभाषा भाषिणां समस्याः नानाविधप्रकाराः एव वर्तन्ते तत्तु सत्यमेव तस्य अङ्गीकारः अस्माभिः अवश्यं कर्तव्यः तत्र एवं प्रथमं तु एवं पश्यामश्चेत् समस्या नाम सर्वेपि संस्कृतं न जानन्ति अतः क्लेशः यदि सर्वे संस्कृतं जानन्ति वयं सर्वेपि संस्कृतेन परस्परं सम्भाषणं कर्तुं शक्नुमः अधिकतया संस्कृतभाषां न जानन्ति इत्यतः वयम् सम्भाषणं कर्तुम् अस्मभ्यं नैव शक्यते इदं सत्यमेव अपि च इतोपि एका समस्या नाम लज्जानुभूतिः अस्माकं जनानां मध्ये एषः क्लेशः वर्तते यत् यदि वयं संस्कृतेन सम्भाषणं कुर्मः तर्हि अन्ये किं चिन्तयन्ति अन्ये किं भान्ति इति नानाप्रकाराः क्लेशाः वर्तन्ते एवम् इदं सर्वं वयं विस्मृत्य संस्कृते सम्भाषणं कुर्मश्चेत् तत्र कापि समस्या नैव भवति एवम् अस्माकम् आचार्याः अपि समस्याम् अनुभूतवन्तः विशेषेण पद्मप्रशान्ताचार्याः ते सर्वत्र संस्कृतेन सम्भाषणं कर्तुम् इच्छन्ति परन्तु परन्तु जनाः न जानन्ति इत्यतः संस्कृतेन सम्भाषणं कर्तुं न शक्यते तथापि जनाः इति संस्कृतं जानन्ति परस्परं विना क्लेशेण वयं सम्भाषणं कर्तुं शक्नुमः